आम् अहं मध्यमवयस्कः अस्मि जगति अधुना ज्येष्ठाः युवानश्च भिन्नं विषयम् अपेक्षन्ते न केवलम् इदानींतनसमस्या एषा शतशतमानेषु अपि अस्ति एव इदानीं किञ्चित् अधिकं दृश्यते गृहेपि एकत्र पिता अन्यत्र पुत्रः एतयोः मध्ये समन्वयम् आनेतुं किञ्चित् क्लिष्टं परं सहनशीलतया तयोः अपेक्षाम् अवगम्य सेतुः इव अस्माभिः कार्यं करणीयं मन्दं मन्दं सा समस्या निवार्यते